बाल्यात् मम इतिहासविषये आसक्तिः तथा नासीत् परन्तु मम पितृव्यः मम अग्रजः एवं च मम मम मातामही सर्वदा देशभक्तानां कथां श्रावयति स्म एवं च अन्येषां महापुरुषाणां कथां अपि वदन्ति स्म नाम इतिहासे रामायणमहाभारतयोः कथाः इत्यादीनि कथाः श्रावयति स्म सर्वदा बहु प्रभाविता ऐतिहासिककथा नाम अयोध्यायां विद्यमाना राममन्दिरनिर्माणसङ्गतिः तद् बहु मनसि प्रभावितः विषयः अस्ति अयोध्यायां रामस्य जन्मभूमिः इति वयं वदामः परन्तु बाबर् इत्याख्यः यवनेन तत्र यवनप्रार्थनामन्दिरं निर्मितवान् आबहुकालादारभ्य तत्र हिन्दु यवनयोः सङ्गर्षः भवति स्म प्रायः श् पञ्चशतवर्षात्मकः सङ्गर्षः इति वक्तुं शक्यते परन्तु इदानीम् अस्माकं बहु सन्तोषः विषयः कः अस्ति किम् अस्ति इति चेत् तत्र पुनः राममन्दिरस्य निर्माणं जायमानम् अस्ति अतः तद् बहु प्रभावितः इतिहासः इति वक्तुं शक्यते